विभिन्नव्यापाराणं समानस्य धारणसंस्कृतिषु समाजेषु च भिन्ना भवितुम् अर्हति भारतस्य सन्दर्भे अनेके कारकाः सन्ति ये समाजेन कलाकरः अपि यदा अभियन्ताम् अभियतां वैद्याः वा इव सम्मानिताः न भवन्ति इति धारणाय योगदानं दातुं शक्नुवन्ति सामाजिकमान्यताः परं परम्परा साकं भारतसहितं अनेकेषु समाजेषु स्थिराः प्रतिष्ठातः आर्थिकरूपेण सुरिक्षिताः च इति दृश्यमाना व्यवसाय विषये पारम्परिक बलं दत्तं भवति अभिप्रायः अभियान्त्रिकी चिकित्सा चिकित्साशास्त्रं च प्रायः एतादृशाः व्यवसायः इति दृश्यन्ते कलाः तु अधिकम् अनिश्चिताः अथवा आर्थिकदृष्टिः न्यूनताय न्यूनतया व्यवहारः व्यवहाराः व्यवहार्याः इति दृश्यन्ते मातीपितॄणां सहपाठिनां च प्रभावः अनेकेषु भारतीयपरिवारेषु परिवारेषु क्षेत्रकाव्य का का व्यवसायिक सफलतायाः उपरि प्रबलं बलं भवति प्रायः मातापितरः स्वसन्ततेः अभिप्रायः अभियान्त्रिका अथवा विचिकित्सा इत्यादिषु क्षेत्रे कार्यं कर्तुं प्रोत्साहयितुं प्रेरयन्ति येषु उत्तम जी उत्तमवित्तीय वित्तीयसुरक्षा सामाजिकस्थितिं च प्रदातुम् च प्रदातुं प्रदीयते आर्थिकविचारः अपि प्रायः अभिप्रायान्त्रिकं अथवा चिकित्सा इत्यादि वे व्यापाराणां तुलने कलाः प्रायः आर्थिकदृष्ट्या न्यू न्यूनलाभाः प्रदा इति दृश्यन्ते एषा धारणा अधिकवित्तीयरूपेण भलप्रदा फलप्रतमार्गस्य पक्षे कलात्मकवृत्या अवमूल्यनं जनयितुं शक्नोति शिक्षाव्यवस्थायाः भारतीयशिक्षा व्यवस्था परम्परागतरूपेण विज्ञानं प्रां प्रौध्योगिक अभियान्त्रिकगणितं च क्षेत्रेषु उच्छमूलं ददाति यत् कलाक्षेत्रकार्यस्य उबे अपेक्षितं अपेक्षते एतेषु क्षेत्रेषु कार्यम् अधिकं करणीरम् अधिगं प्रतिष्ठां वा महत्वपूर्णां वा इति धारणायां योगदानं दातुं शक्नोति संस्कृतं सांस्कृते सांस्कृतिककारकाः भारतस्य समृद्धा सांस्कृतिक वि विरसः विरासदां वर्तते या कलां सृजः सृजनशीलतां अमूल्य मूल्यं ददाति परन्तु कलाक्षेत्रे करियरं साधाना साधयितुं पूर्णविकल्पम् इति धारणा भवितुं शक्नोति यत् आर्थिकस्थिरतां सफलां वा न जनयितुं शक्नोति इदं ज्ञातव्यं यत् विभिन्नव्यापाराणां समानस्य धारणस्यापि समाजस्य अन्तः व्यक्तिषु समुदायेषु च बहु बहुधा भिन्न भवितुम् अर्हति कला कलासदृशेषु कार्यवलयेषु व्यवसायेषु समाजिकपक्षतः पक्षपतः पक्षपाताः भवितुमर्हन्तु तथापि समाजे कलाकानां योगदानस्य ग्रहणमूल्यं सम्मानं च कुर्वन्तः बहवः जनाः अपि सन्ति कलानां कलानां विषये अधिकाधिकम् अवगमनं प्रसंशा च प्रवर्तयितुं प्र प्रयत्नाः कलान्तरे यदा साधारणानां स्थाने स्थानान्तरं कर्तुं सहायं कर्तुं शक्नुवन्ति मम अनुभवानुसाररम् एतत् अंशः आंशिकं सत्यं यत् भारते अन्यः अन्यः अनन्यतया न प्रयोज्यम् अपि तु सम्पूर्णे विश्वे युगवत् प्रो प्रयोज्यम् अहम् आधुनिककला जगतौ अन्तराष्ट्रीयमञ्चे कार्यं कुर्वन् अस्मि कस्मिन् चित् स्थाने अपि तथैव अनुभविताम् अनुभवितवान् परन्तु तदनुसारं पश्य पाश्चात्य यूरोप्यदेशायाः अस्मिन् ता तर्कसङ्ग् तर्कसङ्गतविषये भारतात् दूरं श्रेष्टः इति अपि सत्यं यूरोपदेशस्य एतावता जनानां यथा फ़्रान्स् लण्डन् झर्मनि इट्टलि इत्यादिषु देशेषु वैद्यस्य अभिप्रायम् अभिप्रायतायाः वा अपेक्षया कलाकारस्य अधिकं सम्मानं कुर्वन्ति मम एकः अनुभवः आसीत् यत् अहम् अत्र भवति भवद्भिः सह सहजं कर्तुम् इच्छामि कस्यचित् कारणतः अहम् जेसिकानामकं फ़्रान्स्देशे निवसन्ति मित्रं प्रार्थितवान् एतत् मम कृते फ़्रान्स् देश इति स्थातुं कक्षा ज्ञातव्यं प्राप्त तथा च तेषा फ्लेड् गृहेषु अधिकांशे गृहस्वामि नाम कलाकारः इति कारणेषु कारणेन स्व स्वकक्षा साधयितुम् आर्थिकरूपेण अपि केचन आन्तरिक आन्तरिक्तकलाभाः कृतवन्तः तेषु द्वयोः गृहीतमपि गृहस्वामिभ्यः अपि मम कक्ष्या अनुमन्यते यदा अहं चित्रं करिष्यामि यतोहि ते भारतीयाः कलाकाराः कथं कार्यं कुर्वन्ति इति द्रष्टुमिच्छन्ति एकस्मिन् वीडियो प्रदर्शिन्या अहम् अवलोकितवान् यत् केचन कक्ष्याः केवलं बालकारणामपि कृते पूर्वमेव अव्यवस्थापिताः आसन् आश्चर्यत्वे शेरित्वे नृत्तयः अपि जानन्ति अस्मिन् कक्षे का कः घटकः महानुभावयितुम् अर्हन्ति तदा कलाकारः कानि करिष्यति एतादृश अनुभवं मम मनसि अतीव प्रभावितः भवति तदतिरक्तं मम अपि दृष्टः अनुभवः भवति यता अहं कलाकारः कलाकारमुखात् श्रुतवान् अमेरिकदेशस्य केषुचित् स्थानेषु एकः निजकालाकः शिक्षकः केवलं भिखारि इव व्यवहारं कृतवान् यः अधुना एव पूर्णकालिक पूर्वकालिक कलाकाररूपेण स्वस्य कार्यस्य आरम्भः कृतवान्